तत्र अस्माकं ग्रामे सर्वे जनाः युवकाः सर्वे मिलित्वा सांस्कृतिककार्यक्रमान् आयोजयन्ति तत्र गणेशोत्सवसन्दर्भे गणेशप्रतिष्ठां प्रतिष्ठापनं तत्र सङ्गीतनृत्यादि कार्यक्रमाः आयोजनम् एवं भवति क्रीडादिकमपि प्रचाल्यते ते तत्तु बहुसमीचीनं भवति यतः सर्वे एकत्र मिलन्ति अस्माकम् अद्य अस्मिन् वर्षे कः कार्यक्रमः आगामीवर्षे कथं कार्यक्रमः भवेत् इत्यादिकं चिन्तनं भवति एतेन तत्र ये जनाः भवन्ति युवकाः भवन्ति ते सर्वे मिलित्वा समाजस्य अभिवृद्धये चिन्तनं कुर्वन्ति तदा ये नूतनतया अध्ययनं कृतवन्तः सङ्गीतनृत्यादिकं ये अभ्यासं कुर्वन्तः तेषाङ्कृतेपि अवकाशः मिलति अतः एतत् समीचीनं कदाचित् किं भवति तत्र युवकानाम् उपरि एव सर्वम् अस्माभिः न स्थापनीयं तत्र ज्येष्ठाः ये ग्रामे वर्तन्ते तेपि तत्र भवेयुः तेपि काले काले तेषाङ्कृते सूचनां दद्युः तदा समीचीनं भवति नो चेत् सर्वत्र तदा क्रीडायाः एव महत्वं केवलं युवकानाम् एव एकत्रभवनम् इत्यादिकं न समीचीनम् एवं यथा सर्वे मिलित्वा भवन्ति तदा सर्वे जनाः ग्रामीणजनाः यदा आगच्छन्ति ते किञ्चित् भवननिर्माणे प्रचारादि कार्ये कार्येषु ते स्वस्व धनसाहाय्यं कुर्वन्ति एतेन ग्रामस्य अभिवृद्धिः देशस्य अभिवृद्दिः सामाजिकपरिवर्तनञ्च नूनं भविष्यति चिन्ता नास्ति तत्र प्रति सप्ताहे एकवारं सर्वे सर्वेषां जनानाम् एकत्र सम्मेलनं भवितव्यं चिन्ता कर्तव्या तदा कार्ययोजना भवति कार्ययोजनस्य अवेक्षणं यदि स्यात् तर्हि समीचीनं भवति नो चेत् मासे एव एकवारं सर्वेषां मेलनं मासे चिन्तनं पुनः आगामि मासे एव पुनः चिन्तनं भवति तदा अभिवृद्धिः न भवति अतः एकसप्ताहे सर्वेषां जनानाम् एकत्र युवकानाञ्च एकत्र सम्मेलनम् एकत्र चर्चा इत्यादिकं भवेत् तर्हि तत् समीचीनं भवति इति मदीया आशा